अस्माकं भारतीय कलानां विषये वक्तुं बहु विषयाणि सन्ति किमर्थम् इत्युक्ते तस्य विषयं यावद्बृहत् अस्ति इत्युक्ते अस्माकं पूर्वजाः उणादिरूपेण स्थापयित्वा तस्य महत्वमपि अस्माकं कृते उक्तवन्तः पुरातनकाले विद्वांसः शास्त्रज्ञः कलाविषये बहु जानन्ति तस्य आराधनमपि कुर्वन् आसीत् परन्तु अद्य विद्यमानकाले किं भवति इत्युक्ते सर्वे जनाः पाश्चात्यशैलीम् अनुसरणं कर्तुं बहु इच्छन्ति तत्र यदि ते पाश्चात्यविषये एतादृश आसक्तिं प्रदर्शयति चेत् अस्माकं भारतीयकलानां विषये अपि द्रष्टुम् न शक्यते किमर्थम् इत्युक्ते ते तत्र एव अट्रेक्ट् भवति इति आङ्लभाषायां वदति किल तादृशं भवति परन्तु किं करणीयम् अस्य उपायं किं इत्युक्ते अद्य अपि बहवः विद्वांसः कलाप्रेमिनः अपि सन्ति ते एव ते सर्वे अपि एकत्र आगत्य किमपि अस्माकं भारतीयकलानां विषये वदति चेत् स्मरति चेत् उक्त उक्त्वा अस्माकम् अभिवृद्धिः क्रियते चेत् अस्माकं भारतीयकलानामपि रक्षणं भवति कथं करणीयम् एकम् उपायः किम् इत्युक्ते अद्य जनाः केवलम् आन्लैन् नो चेत् जङ्गमदूरवाण्या एव कालं व्यापयन्ति अतः एकम् आप् डेवलप् कृत्वा सर्वेषां कोन्टाक्ट्स् एकत्र लभ्यते चेत् सर्वेषाम् उपयोगं भवति किमर्थम् इत्युक्ते अद्यतन काले साक्षात् प्रत्यक्षपाठं स्वीकर्तुं कस्य समीपे अपि समयः नास्ति अतः इदानीम् आन्लैन् द्वारा सर्वं लभ्यते चेत् अस्माकं भारतकलानामपि अभिवृद्धिः भवति वयं सर्वे मिलित्वा एतादृश विषये किञ्चित् चिन्तयति चेत् अस्माकं भारतदेशस्य अभिवृद्धिः अपि भवति